भारतं नाम उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणं वर्षं तत् भारतं नाम भारती यत्र सन्तन्तिः इति अस्मिन् प्रपञ्चे सर्वशक्तः भगवान् कश्चन अस्ति इदं जगत् तस्य अधीनमेव वयं सर्वे तस्य अनुचराः सर्वेषामपि जन्तूनां पुनर्जन्म अस्ति एव पूर्वजन्मकृतपापपुण्यवशात् इह जन्मनि सुखं च सः दुःखं च जन्तुः अनुभवति धर्म अर्थ काम मोक्षाणां पुरुषार्थानां प्राप्त्यर्थं मनुजस्य प्रयत्नः भवेत् इति एवं भारतीयाः मन्यन्ते सत्यं वद धर्मं चर परोपकारपुण्याय पापाय परिपीडनम् अहिंसा परमोधर्मः मातृदेवो भव पितृदेवो भव इति इत्येवम् आदौ इति एवम् आदिभिः उपदेशवचनैः एषां संस्कृतिः अस्मान् सन्मार्गे प्रेरयति पूर्वम् अस्माकं देशे कृषिः प्रधानम् अस्ति आसीत् जनाः अत्रत्याः प्रकृतिपूजकाः अत एव सरितः पर्वताः वृक्षाः समुद्राः तीर्थक्षेत्राणि च भगवतः आराधनप्रतीकत्वेन स्वीकृताः सन्ति गौः जन्मभूमिः तथा जननी एताः प्रत्यक्षदेवताः इति वयं भावयामः भारतीयाः धर्मं धर्मसहिष्णवः बौद्धाः जैनाः महम्मदीयाः क्रैस्ताः एवम् अन्येऽपि विविधमतानुयायिनः अत्र निवसन्ति अद्य ते अद्य ते अपि भारतीयाः एव कतक् कूचुपुडि मोहिनीयट्ट् यक्षगान मणिपूरि ओडिस्स् हिन्दुस्तानी जनपदसङ्गीतप्रकाराः अजन्तम् अजन्त एलूरु गोकरण तञ्जावूरु हम्पि बेलूरु हळेबीडु प्रभृतयः च अत्र विलसन्ति तानि अस्माकं संस्कृतेः तत् स्थानं मौल्यं च वर्धयन्ति रम्याः पर्वताः मनोहराः मनोरमाः नद्यः सुन्दराणि कन्दराणि अरण्यानि च विस्मयानि वा विस्मयानि मरुभूमयः हिमभूमयश्च अस्माकं देशस्य सौन्दर्यं वर्धयन्ति स् वर्धयन्तः सन्ति देशस्य अस्य बाह्यम् आन्तरिकं च सौन्दर्यम् अनिर्वचनीयं केवलम् अनुभववेद्यं च अत्र अनुभवः अनुभववेद्यं च अत्र रामस्य इति प्रसिद्धा इयम् उक्तिः प्रमाणं प्रमाणं सा च अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते लक्ष्मण रोचते जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इति